भारते अद्य सम्मुखी क्रियमाणाः बहु मुख्य समस्याः भवन्ति दरिद्रता प्रदूषणं अनक्षरता टेरोरिजम् दरिद्रता दूरीकरणे भारत सर्वकारेण आधार भूत संरचना विकासस्य अतिरिक्तं मानव संसादन विकासद्वारा अपि दरिद्रतायाः न्यूनी करणार्थं शक्यते साक्षरता प्रवर्धनार्थं विद्यालयाः व्यवसायिका महाविद्यालयाः जनेभ्यः कौशल प्रदातुं तकनीकी प्रशिक्षण संस्थाः इत्यादिषु शैक्षिक सुविधा क्षेत्रेषु एच् आर् डि क्षेत्रे उत्तम निवेशस्य आवश्यकता वर्तते पलुशन् प्रदूषणं निर्मूलनाय भारत केन्द्र सर्वकारेण केन्द्रीय क्षेत्रस्य प्रदूषण नियन्त्रितुं न्याश्नाल क्लीन एयर प्रोग्राम् राष्ट्रीय स्वच्छता वायु कार्यक्रमः प्रारब्धः अस्ति एवं अनक्षरता निर्मूलनाय भारत सर्वकारेण अशिक्षां दूरीकर्तुं स सर्वकारेण कृत आयोजनानि बहूनि वर्तन्ते तत्र मुख्यतया सर्वशिक्षा अभियानं आरब्धं सर्वशिक्षा अभियानम् अभियानस्य मुख्योद्देश्यं भवति षड् वर्षादारभ्य चतुर्दश वर्योमध्ये विद्यमानाः सर्वेभ्यः बालकेभ्यः प्राथमिक शिक्षा देयम् इति एतेन भारते अद्य सम्मुखी क्रियमाणाः समस्यानां दूरीकर्तुं सर्वकारः प्रयतते